नमस्ते भारतदेशे विविध व विविधरीत्या वायुगुणाः प्रवहन्ति वायुः प्रवहन्ति उत्तरभारतदेशे गच्छामः चेत् अत्र श् शीतलं बहु अस्ति परन्तु दक्षिणभारते गच्छामः चेत् उष्णं बहवः अस्ति बहु अस्ति देहल्यां गच्छामः स् चेत् तत्र वायुः श्वासं कर्तुम् अपि किञ्चित् आरोग्यरीत्या अपि किञ्चित् न्यूनमस्ति परन्तु एकः मुख्यतः अहम् ए एकं वक्तुम् इच्छामि किमपि स्थले भारते गच्छामः चेत् हीटर् विना अतीव उष्णं विना सहनं वा वायुः सहनं कर्तुम् शक्यते विदेशे एतत् दृश्यं द्रष्टुम् अपि न शक्यते शीतलं तत्र आवश्यकं शीतलं बहु अस्ति तत् कारणे हीटर् अत्र आवश्यकम् अथवा बहु उष्णम् अस्ति तत्कारणे शीतलं कर्तुं यन्त्रणम् आवश्यकम् तत्कारणे भारतं सुन्दरदेशः अस्ति क् किमपि तत्र सन्देहः नास्ति किं च इतःपरं किञ्चित् वेरियेषन्स् एव अस्ति अतः भारतं सन्देहविना वायुः उत्तमरीत्या चलन्ति इति वक्तुं शक्यते धन्यवादः